मम नाम अभिलाषहेब्बारः अहं पूर्वं होरनाडुक्षेत्रसमीपस्य कलसनगरे आसम् तत् क्षेत्रं त्यक्त्वा इदानीं तीर्थहल्लिसमीपस्य अम्बुतीर्थक्षेत्रे निवसामि अत्र मम गृहे मातापितरौ भ्राता च सन्ति अहं प्रौढशालादिकं समाप्य शृङ्गेर्यां पञ्चवर्षाणि वेदाध्ययनं तता संस्कृतध्यायनं च कृतमस्मि तत्र शृङ्गेर्यां वेदाध्ययनं संस्कृताध्ययनं समाप्य इदानीम् उडुपिनगरे निवसन् अस्मि अत्र उडुपिनगरे ज्योतिषाध्ययनार्थम् आगतोस्मि इदानीम् अहं ज्योतिषशास्त्रे प्रथमवर्षं समाप्य द्वितीयवर्षं पठितमस्मि पठन् अस्मि अत्र अस्मिन् शास्त्रे बृहज्जातकं तथा सूर्यसिद्धां च सूर्यसिद्धान्तः अन्योपि ग्रन्थाः सन्ति अहम् अत्र पञ्चवर्षाणि अध्ययनं कृत्वा अग्रे संस्कृतभाषायाः अध्यापनं कर्तुम् इच्छामि